हलो अहं कन्याकुमारीं दिदृक्षामि इदं बिहारस्थलम् अवलोकनाय राहः एव आगच्छामि तदर्थं मह्यं रोचमाणः वत्सवः भाटकप्रकोष्ठं समग्रं पूरयितुं शक्यते वा अस्तु तदेव भवतां यात्रा कर्तकत्वान् विज्ञापने दृष्टमासम् अतः एव भवन्तम् आहूतम्

पञ्चशतं धनम् इति मन्ये अत्र दृष्टमासम् अतः तत् आन्लैन्द्वारा वा अथवा साक्षात् अत्र आगत्य वा समर्पयित्वा अहम् आगच्छामि एवमेवं तदेव पञ्चशतं न्यूनमेव यत्किमपि अत्र व्ययः भवतु परन्तु भवतां विज्ञापने दृष्ट दृष्ट्वा बहु न्यूनमेव धनम् अत्र अस्ति इति मया श्रुतम् अस्तु धन्यवादः साक्षात् वा अथवा अत्र आन्लैन्मध्ये वा अहं व्ययादिकम् अहं करिष्यामि आ आन्लैन्मध्ये अ अस्तु तर्हि अहम् आन्लैन्मध्ये गत्वा अहं करोमि आ धन्यवादः इतोपि विषयाः अन्वेषणीयाः चेत् अहं भवन्तं सम्पर्कं कर्तुं शक्यते वा धन्यवादः